अस्माकं प्रदेशे पूजास्थानानि बहवः सन्ति बहूनि पूजास्थानानि सन्ति तत्र विशेषतया कोत्तकोण्ड इति ग्रामः अस्ति तत्र कोत्तकोण्डग्रामे वीरभद्रस्वामिनः देवालयः अस्ति अस्माकं कुलदेवता अस्ति सः वीरभद्रस्वामी तत्र प्रतिवर्षं मकरसङ्क्रान्तिसमये बृहद् उत्सवः भवति तत्र उत्सवार्थं बहवः जनाः

प्रदेशानां जनाः अपि तत्र भागं गृहीतुं विशेषरूपेण आगमिष्यन्ति अत्र विशेषः किमित्युक्ते अस्माकं ग्रामतः वीरभद्रस्वामिनः कृते रथान् सज्जीकृत्य गच्छन्ति इत्युक्ते रथः इत्युक्ते शकटः भवति किल शकटस्य अलङ्कारं भवति विविधैः पुष्पैः सुशोभितम् अलङ्कारं कृत्वा तान् रथान् तत्र नयन्ति तत्र सर्वे अपि यत्किमपि जातिभेदं वर्णभेदं किमपि न भवति सर्वे अपि स्वामिनः समीपं गत्वा सम्यक् आनन्देन उत्साहेन सर्वे मिलित्वा तद् रतोत्सवं कुर्वन्ति तत्तु त् मम प्रदेशस्य विशेषता अस्ति एवं भवति